विगतदशवर्षेषु वैद्यकीयक्षेत्रे महती उन्नतिः अभवत् इदं दृश्यते यत् प्रायः सर्वं बटनस्य सरलपीडनेन साधयितुं शक्यते विशेषतः चिकित्साक्षेत्रे एतत् सत्यम् अस्ति अधुना वैद्याः प्रौद्योगिकम् उपयुज्य शल्यक्रियाः कर्तुं शक्नुवन्ति यत् दशकपूर्वम् अपि उपलब्धं नासीत् प्रौद्योगिक्याः कारणात् वैद्यानां कृते रोगीणां निदानं चिकित्सा च सुलभा अभवत् एम् आर् ऐ स्केनर् लेज़र् शल्यक्रिया इत्यादिभिः चिकित्सायन्त्रैः उपचारप्रक्रियाणां प्रभावशीलतया सुधारः उन्नतिः च अभवत् इदानीं जोखिमग्रस्तरोगीणां शरीरस्य स्केनिङ्ग् निरीक्षणं च शीघ्रं सम्यक् च कर्तुं शक्यते येन पूर्वम् अधिकतया च समस्याः अन्वेषणं भवति अन्तर्जालस्य फलस्वरूपं व्यक्तिभिः चिकित्सा व्यवसायभिः च चिकित्सापत्रिकालेखनाम् उपचारमार्गदर्शिकानां शोधदत्तास् शोधदत्तांशस्य च प्रवेशे महत्त्वपूर्णतया सुधाराः कृतः

वैद्याः ई मेल् द्वारा दूरसम्मेलने च प्रत्यक्षतया रोगिभिः सः सम्पर्कं कर्तुं शक्नुवन्ति तेषां कृते वैद्यानां कृते अन्यक्षेत्राणां व्यावसायिकैः सः परामर्शः अपि सुकरः अभवत् तदतिरिक्तम् इदानीं चिकित्सकानाम् अन्यैः स्वास्थ्यसेवादलस्य सदस्यैः सह रोगिणाम् अभिलेखान् साझां कर्तुं बहु अधिकं सरलम् अस्ति